हरिः ओम् हा नमस्ते भगिनि कुतः हा सर्वे ईश्वरकृपया सर्वे कुशलः भगिन्याः गृहे सर्वे कुशलिनः वा अस्तु अस्तु अस्तु अस्तु आम् एवं वा हा हा हा किञ्चित् बहिः गत्वा इदमिदानीमेव अत्र प्राप्तवान् अस्तु अस्तु हा अस्तु भगिनि कः विशेषः एवं वा सन्तोषः कानि पुस्तकानि आं स सरलसंस्कृतं हा हा हा

हा हा कथापुस्तकानि इदानीं स्टाक् न भवितुमर्हति प्रायेण षष्टिपुस्तकानि अत्र अत्र सन्ति एक एकसब्दाह अभ्यन्तरे अहं अपेक्षितं सङ्ख्यामहं दातुं शक्नोमि हा हा ओ ओ हा हा हा षष्टि हा हा इदानीं प्रेषयिष्यामि प्रेषयिष्यामि भगिनि निश्चयेन प्रेषयिष्यामि उत्सवार्थं भगिनि वितरणं कर्तुं बहु योग्यानि पुस्तकानि एव सन्तोषः मम ये पठितारः ते अपि प्रेरिताः भवन्ति अस्तु अस्तु हा

या अष्टा हा अस्ति अस्ति भगिनि अहम् अन्विष्य पश्यामि भगिनि स्टाक् अस्ति चेत् निश्चेयेन अहम् एकं प्रेषयिष्यामि निश्चयेन

हा वैयक्तिकमागच्छतु भगिनि बहूनि पुस्तकानि सन्ति भगिनि दृष्ट्वा किञ्चित् पठित्वा अनन्तरं स्वीकर्तुं शक्नुवन्ति तदर्थमेव वैयक्तिकं कृपया समयं परिकल्प्य कृपया अत्र आगच्छतु हा परस्परदर्शनार्थमपि एकः अवसरः हा हा आम् आम्

आं भगिनि आम् आम् उत्सव

अस्तु अस्तु निश्चयेन भगिनि सन्तोषः सन्तोषः